हरिः ओं जि आं जि तदेव अस्तु जि म म विद् विद्यालयतः वा गृहमा कुत्रापि आपणे आपणं वा

अस्तु जि हा अस्तु जि अस्तु जि हा

आं जि हा स्टाक् अस्ति जि दातुं शक्यते अस्तु जि सुबोधिनी अभ्यासपुस्तकमस्ति जि अक्षरपुस्तकानि सन्ति तद् म एकैकं त्रिंशत् म् रूप्यकाणि आमां जि अस्तु जि प्रायसः कति आवश्यकं भवति जि प्रायसः कति पुस्तकानि आवश्यकं भवति अस्तु न जि टु फ़िफ़्टि बुक्स् फ़िफ़्टि पुस्तकं स्वीकरोति चेदेव इदं डिस्कौण्ट् भवति जि पञ्चपुस्तकानि ना दातुं शक्यते

ओके तद् न्यूनातिन्यूनं प दश सेट् स्वीकरोति चेत् पञ्च पर्सेण्ट् फ़ै पर्सेण्ट् डिस्कौण्ट् दातुं शक्यते जि न्यूनातिन्यूनं दशशे सेट् स्वीकरणीयं कुच्च पञ्चकुच्चनं स्वीकरोति चेत् दश म म म इद् बञ्च् स्वीकरोति चेत् मा मनमु माट फ़ै पर्सेण्ट् दातुं शक्यते जि न्यूनातिन्यूनं दश सेट् स्वीकरणीयं जि

अस्तु अस्तु जि हा अस्तु जि आं जि म म भवती मम मम कृते प्रेषयतु भवता मेल् ऐडि प्रेषयतु अहं तद्वारा म म अस्माकं कोटेशन् प्रेषयिष्यामि तद् दृष्ट्वा अस्माकं अकौण्ट् मध्ये धनं स्थापयति चेत् प्रूफ़् प्रेषयतु जि अनन्तरं अन्यद् समा समानदिने अहं प्रेषयिष्यामि जि कोरियर्द्वारा को कोरियर् चार्ज् अपि किञ् अधिकं भवति जि आक्चुवल्स् हा अस्तु जि आं जि निश्चयेन निश्चयेन करोमि जि रां रां धन्यवादः जि धन्यवादः जि